हरि ओम् परमेश्वरमहोदयः वदतु आम् श्रुतवती हा अहं श्रुतवती भवतः कक्षा मध्ये बहु कोलाहल आसीत् अद्य इति अय्यो एवं तत्र गोपालः इति छात्र अस्ति खलु सः बहु कोलाहलं करोति सर्वदा सः एव कृतवान् वा ओ हो ओ हो ओ तथा वा अहं चिन्तितवती गोपालस्य एव समस्या इति सः अन्य आ हा अन्य समस्या इत्युक्ते ओ हो मम कक्षा मध्ये सः अहं बहुवारं तर्जितवती तं परं सः तूष्णीं न उपविशति

एवं वा

अय्यो अतः परीक्षा मध्ये अपि सम्यक् न कृतवान् सम्यक् उत्तरम् अपि न लिखितवान् सः

ओ हो एवं तर्हि किं कुर्मः गोपालस्य विषये अस्तु आम् अस्तु अस्तु अवश्यं कुर्मः अवश्यं कुर्मः अस्तु अस्तु अवश्यम् अवश्यं वदामः मम अपि मम अपि कक्षा अस्ति पुनर्मिलामः तर्हि धन्यवादः